सामान्यतः जनाः चित्रकला अत्यन्तसुलभा इति मत्वा बहून् दोषान् आचरन्ति नाम चित्रकला इत्युक्ते अत्यन्त कष्टतमा शिक्षा वर्तते परन्तु सुलभा इति भ्रमं प्राप्य यत् किञ्चित् लिखन्ति यत् किञ्चित् रचयन्ति तस्य परिहारस्तावत् महता श्रमेण कर्तव्या भवति नाम चित्रकलां तत्सम्बद्ध शिक्षकैः सम्यक् तस्याः कलायाः शिक्षणं प्राप्य क्रियते चेत् तदानीं दोषाः न्यूनाः भवितुं शक्नुवन्ति उत्तमः कलाकारः भवेत् चेत् तत्र महान् अभ्यासः अपेक्षितः प्रतिदिनम् षड् अष्टौ होराः तत्र विधेयाः भवन्ति